भारतीय इतिहासे अर्थशास्त्रस्य प्रामुख्यं बहूनि सन्ति पुरा काले भारतस्य व्यापारः वा भवतु राज्यानां सञ्चारं वा भवतु सर्वेषु क्षेत्रषु भारतः अग्रगण्यं भवति स्म तस्य कारणं तु भारतीय अर्थव्यवस्था एव अस्माकं भारतीय अर्थव्यवस्था अत्युत्तमा आसीत् इति कारणतः एव भारतः स्वर्णमयः आसीत् तता सुख् सम्पन्नः समृद्धिः अपि च आसीत्